ओम् अहं वेदः ग्रामात् आगतः शैशवात् प्रभृति मम भारतीयविद्यायां संस्कारः अतः शैशवे बाल्ये अहं वेदमन्त्रान् अधीतवान् सस्वरवेदपाठक्रमेण तदनन्तरं संस्कृतम् अधीतवान् तत्र विशेषेण आसक्तिः आसीत् अतः संस्कृतभाषायां पञ्चतन्त्रतः आरभ्य गद्यं पद्यं नाटकं सर्वं योग्यानां ज्येष्ठानां गुरूणां निकटे अधीतवान् अतः दर्शनशास्त्रेषु अग्रे विशेषेण वेदान्तशास्त्रे आसक्तिः उत्पन्ना यद्यपि व्याकरणं न्यायशास्त्रं मीमासाशास्त्रम् अर्थात् पदशास्त्रं वाक्यशास्त्रं प्रमाणशास्त्रं सर्वत्र गुरुमुखादेव अध्ययनं जातं ततः परम् ऐच्छिकरूपेण मम एलेक्टिव् रूपेण मेजर् सब्जेक्ट् रूपेण अध्ययनं वेदान्तशास्त्रे वर्षपञ्चकं यावत् तेन ततः परं न्यायशास्त्रे प्राचीनन्यायशास्त्रे ततः परं तु धर्मशास्त्रे ज्योतिष्ये इत्थं षट्सु शास्त्रेषु अपि मम प्रवेशः अस्ति कुत्रचित् समीचीना गतिरस्ति निरन्तरम् एतावत्पर्यन्तमपि पाठयन् अस्मि अहं प्रेरणा तु एवं यथा यथा पथिकाः पथिः गच्छन्तः भवन्ति अग्रे किं करणीयमित्यपि मध्ये मार्गं स्पष्टता भवति अहं संस्कृतस्य माध्यमेन शास्त्राणि पठितवान् तदनन्तरम् इङ्ग्लिश् लिट्रेचर् अपि परं पठितवान् कालेज् मध्ये एकनोमिक्स् अपि पठितवान् कालेज् मध्ये हिन्दी बि एड् अपि पठितवान् बि एड् कालेज् मध्ये इथं निरन्तरं मम यात्रायाम् अहं गुरूणां सकाशे एव पठितवान् बहूनि बह्व्यः विद्याः अतः प्रेरणा इदानीमपि नयन्ती वर्तते सा प्रेरणा एव शैशवे बाल्ये प्राप्ता सा प्रेरणा बीजरूपेण अङ्कुरिता एवं वटवृक्षरूपेण वृद्धिं

ततः परं भगवान् मह्यं गुरुकुलपरम्परायाः परिरक्षणार्थं शक्तिं प्रददे तद्दायित्वं स्वीकृत्य इदानीं पञ्चविंशतिवर्षाणि अहं तथैव यात्रां निर्वर्तयन्नस्मि गच्छन्नस्मि प्रतिदिनम् अहं नित्यपाठी अस्मि तेन कारणेन षट्सु दर्शनेषु षट्सु शास्त्रेषु मम अध्ययनमस्ति षडङ्गेषु विद्यते इति वक्तुं न शक्नोमि शिक्षा कल्पः व्याकरणं छन्दः निरुक्तं ज्यौतिषं तत्र भागशः अंशतः मम अध्ययनमस्ति षड्शास्त्रेषु षड्दर्शनेषु गुरुमुखादेव अध्ययनं तलस्पर्शिज्ञानार्थं तत् प्राप्तम् अन्तर्वाणिस्तु शास्त्रवित् इति उच्यते आङ्ग्लभाषायां

वेदान्तं पठति अहं वेदान्तमेव पठामि इति कुत्रचित् कूपं कृत्वा वा बाक्स् रचयित्वा तत्रैव उपविशति चेत् वेदान्तदर्शनस्यापि ज्ञानं न भवति यः न्यायं न पठति मीमांसां न पठति साङ्ख्यं न पठति वेदान्तशास्त्रं ज्ञातुं न शक्नोति अतः किमपि शास्त्रम् ऐसोलेटेड् नास्ति किमपि शास्त्रमेकं बाक्स् मध्ये एकेस्मिन् प्रकोष्ठे मध्ये नास्त्येव सर्वाणि शास्त्राणि अन्यशास्त्रैः संलग्नानि साङ्ख्यं वा योगं वा पठितुमपि वेदान्तः अपेक्षितः वेदान्तं सम्यक् पठितुं पदं पदशास्त्रं व्याकरणशास्त्रं वाक्यशास्त्रं मीमांसाशास्त्रं प्रमाणशास्त्रं न्यायशास्त्रम् अपेक्षितं नो चेत् वेदान्तशास्त्रस्य शास्त्रे प्रवेशः एव न भवति अस्माकं हस्ते एण्ट्रि पास् एव न भवति तदैव संस्कृतभाषाव्युत्पत्यर्थं गद्यं गद्यं नाटकं संस्कृतकथाः तादृशभाषापरिचयः भवेदेव अतः संस्कृते अध्ययनं नाम द्वादशवर्षाणामध्ययनं संस्कृते अध्ययनं नाम शास्त्राणां बहूनाम् अध्ययनम् एकस्य शास्त्रस्य न एकशास्त्रवित् सः अल्पशास्त्रज्ञः सः अन्तर्वाणी इति न उच्यते अन्तर्वाणिस्तु शास्त्रविदिद् इति अमरकोषे अस्ति अन्तर्वाणि नाम बहुशास्त्रवित् नानाशास्त्रवित् नानाशास्त्रेषु प्रवेशः क्रियते चेद् एकस्मिन् शास्त्रे तलस्पर्शिज्ञानं भवति एकस्मिन् शास्त्रे तलस्पर्शिज्ञानं नाम अन्यशास्त्राणां तत्र पूरकत्वेन अध्ययनं भवेत् अतः संस्कृतस्य अध्ययनं नाम मल्टि मल्टि डिसिप्ल्नरी इण्टर् डिसिप्लिनरि इण्ट्रा डिसिप्लिनरी मल्टि डिसिप्लिनरि ट्रान्स् डिसिप्लिनरि अध्ययनमस्ति एकत्र इत्युक्तौ संस्कृतपरम्परायां भारतीयज्ञानपरम्परा नाम संस्कृतपरम्परा मोडर्न् स्ट्रैल् माडर्न् टर्मिनालजि एतत् सर्वं तदनुसारेण वच्मि अहम् इण्टर् इण्ट्रा मल्टि ट्रान्स् डिसिप्लिनरी स्टडी रिसर्च् एकत्र विद्यते एकत्र परम्परायां पालितमस्ति सहस्रवर्षतः इत्युक्तौ संस्कृते ओम्